अस्माकं प्रदेशे इक्षोः वर्धनं भवति कार्पासस्य वर्धनं भवति अनेकानां धान्यानामपि वर्धनं भवति तत्र रेष्मेकार्यं क्रियते चेत् व्यवहारज्ञानं सम्यक् भविष्यति अपि च सर्कारतः यत् सौलभ्यमस्ति तत् सम्यक् प्राप्यते इक्षोः वर्धनेन सम्यक् धनं प्राप्यते अपि च कार्यन्यूनता भवति एकवारं तस्य वर्धनं क्रियते चेत् पुनः पुनः तस्य कार्याणि बहूनि न भवन्ति तस्य कृते जलस्थापनाव्यवस्था अपि सम्यक् भवति चेत् अधिकानि कार्याणि न भवन्ति धान्यानां वर्धनेन तु गृहेषु धान्यानि सम्यगेव भवन्ति